आं यत्र सम्बन्धः स् समस्या सम्मुखी कुर्त् कृता सार्वजनिकयानस्य अभावः कारणं अहम् एकदुर्जनस्थाने निवसामि अर्थात् अहं त्रिपुरानगरे निवसामि या एका सुप्मनगरी भवति अतः इदानीं तस्य स्थाने यात्राकाले बहवः समस्यानां सम्मुखीनं करोमि अहम् इदानीम् अस्याः नगर्याः भाषां बोधनार्थम् एवं च वर्धनार्थं कष्टम् अनुभवामि एवं च सः मां द्वारा एव यः उच्यते तदपि न बुध्यते अस्मिन् नगरे रेलयानस्य सुविधा अधिका नास्ति त्रिपुरानगरात् एकम् अपि रेलयानम् एवं च तत् एव बहवः समयं अपेक्षितम् एवं च रेलयानस्य शौचालयमध्ये बहवः दुर्गन्धः जायते ते अपि व्यवहारयोग्यं नास्ति